महोदय यथार्थतया अहम् अत्र उपहारमन्दिरे सर्वस्य उपहारस्य कृते यद्यदपेक्षितम् उक्तमस्ति मह्यम् अधिकं पानीयमपेक्षितमस्ति अत्र किं किं वर्तते इति वदन्ति चेत् अहं पानीयं स्वीकर्तुं शक्नोमि सः अत्र चाय् वर्तते कोफ़ि वर्तते तथा च शीतपानीयाः सन्ति ये किमपेक्षितं भवन्तः कृते मह्यम् एकं कोफ़ि तावदेव भवतु आनयन्तु